अहं मम अध्ययनविषये वक्तुम् इच्छामि अहं दशमकक्ष्यां समाप्य संस्कृतस्येव अध्ययनं कुर्वन् अस्मि तत्र च प्रश्नः समुदेति किमर्थं संस्कृतम् इति तस्य उत्तरम् अहम् अपि इदानीं वक्तुं नैव शक्नोमि परन्तु तत्र संस्कृते मम उत्कट इच्छा वर्तते इत्यतः अहं संस्कृतं स्वीकृतवान् तत्र च संस्कृते मम अभीष्टः विषयः आसीत् व्याकरणम् इति अस्ति आसीत् च व्याकरणम् इति अतः अहं व्याकरणं व्याकरणस्य अध्ययनं कृतवान् यथा उक्तिः श्रूयते कुशाग्रमात्रम् अध्येयं व्याकरणम् इति यत् कुतः इति चेत् तत्र च न्यायशास्त्रस्य व्याकरणशास्त्रस्य च यदा तुलना क्रियते तदा उच्यते न्यायशास्त्रं गोमुख व्याघ्रमुखगौः इति यतोहि उपरिष्टात् अथवा बहिः बहिस्तात् यदा वयं पश्यामः तदा न्यायं व्याघ्रवत् दृश्यते परन्तु यदा अन्ते गच्छामः सम्यक् पठामः तर्हि गौ इव साधुः भवति न्यायशास्त्रम् इति परन्तु व्याकरणशास्त्रं व्याकरणशास्त्रं गौमुखव्याघ्रः इति उच्यते आदौ तु यदा पश्यामः तदा केवलं सूत्राणि प्रत्ययाः इति सरलं भवति परन्तु यदा वयम् अन्तः प्रविशामः तदा ज्ञायते तत्र विद्यमानाः क्लेशाः परन्तु व्याकरणशास्त्रं सर्वैः अवश्यम् अध्येतव्यम् एव यतोहि व्याकरणशास्त्रेणैव भाषा सुदृढा भवति साधुप्रयोगं वयं कर्तुं प्रभवामः